अहं किञ्चित् पूर्वं मम भ्रातुः कृते हेयर्जलम् आर्डर् कृतवती मम भ्राता प्रयोगं कृत्वा उक्तवान् एतत् हेर्जलं सम्यक् नास्ति सः तु असन्तुष्टः आसीत्